अस्माकं केन्द्रीयशाशितप्रदेशे लेह्लद्दाक्क्षेत्रे पोलो नामदेयायाः क्रीडायाः अतीव महत्वं वर्तते यत्र अश्वारोहणं कृत्वा धावकाः कन्दुकं क्रीडन्ति तदर्थं वयम् अश्वं पालयन्ति सम्प्रति आरक्षीबलैः अपि क्रीडायाम् अनेकदाः संरक्षते